अहं चण्डीगडतः मनालीपर्यन्तं शिम्लापर्यन्तं षट् दिवसान् यावत् स्विप् डिज़ैर् इति वाहनं गृहीत्वान् प्रारम्भे अहम् अमितेन सह दूरभाषेन चर्चां कृत्वान् सः अतीवदयालुः आसीत् षट् दिवसीययात्रायाः उद्धरणं च दत्तवान् अन्येषां सेवाप्रदातॄणां तुलने प्रदत्तम् उद्धरणम् अतीव उचितम् आसीत् अतः अहं सायि टूर्स् एण्ड् ट्रेवेल्स् इति चलचित्रं चिनोमि तदा सः समीचीनं निर्णयः एव अभवत् प्रथमदिनात् एव चालकः अतीव सहकारी सुव्यवहारयुक्तः च आसीत् अहं चालकं भाग्याशालिनं भ्राता पञ्चतारकाः दातुम् इच्छामि चण्डीगडस्य कस्यापि यात्रायाः कृते अहं तेषां सेवां बहु अनुसंशयामि